हलो हा कः सम्भाषणं कुर्वन्नस्ति हा एवमेवं हा एवं

एवं तत् तत्र कदाचित् ट्रास्पोर्ट् मध्ये समस्या जाता स्यात् कदाचित् किमपि ट्राफ़िक् भूत्वा समस्या जाता स्यात् अहं तान् पृच्छामि ये वितरकाः सन्ति तान् अहं पृच्छामि एवं एवं ओहो एवं वा तत् तर्हि अहं तेषां कृते अहं सूचयिष्यामि पुनः यत् न्यूनं जातं तत् पुनः प्रेषयितुम् अहं तेषां कृते सूचयामि अथवा यदि रीफ़ण्ड् करणीयं चेत् यत् न्यूनम् अस्ति तत् रीफ़ण्ड् अपि व्यवस्थामहं करिष्यामि भवतां कृते किम् अपेक्षितमिति तत् वदति चेत् तदनुसारेण व्यवस्थामहं कारयामि एवं एवं हा न शक्यते तदेव मया तु सूचितमासीत् तत् ते प्रायः कर्मचराः किमपि दोषं कृतवन्तः स्युः अहं अहं तेषां कृते अहं पृच्छाम्यहं तत् किं जातम् इति अस्तु अतिशीघ्रमेव आनयितुमहं एवं अहं व्यवस्थां कारयिष्यामि इदानीमेव तेषां कृते अहं सूचयिष्यामि अस्तु

अन्यत् लड्डुकेन लड्डुकेन सह अन्यत् किं किमस्तीति तद् तद् दृष्ट्वा तदनुसारेण अहं प्रेषयिष्यामि एवं हा एवम् इतः परं तत् हा एवम् इतः परं तथा न भविष्यति ते कर्मकरः यदा पेकेजिङ्ग् इत्यादि करोति तदहमेव स्वयं गत्वा परिवेषं कृत्वा तत् सम्यक् दृष्ट्वा एव अहं प्रेषयिष्यामि

अस्तु शीघ्रमेव प्रेषयिष्यामि इदानीमेव तेषां कृते अहं सूचयिष्यामि